त्वं जानाति खलु इदानीं कोविड् अस्ति तन्मध्ये सर्वेपि मास्क् धारयन्ति किमर्थं त्वं न धारयति अधुना त्वं तु न धारयति मामपि कोविड् आगच्छति तदाहं किं करोमि इति एतत् वाहनं बहु जनाः उपयोगं कुर्वन्ति उपयोगं कुर्वन्ति तदा कोविड् रिस्क् बहु अस्ति खलु अहं तु ऊबर् कम्पनी मध्ये कम्प्लेण्ट् करोमि किमर्थं तव ड्रैवर् एतद्वाहनस्य हैजीन् न मेन्टेन् करोति किम किमर्थं रैड् अनन्तरं वाहनं क्लीन् न करोति मास्क् अपि ना धारयति अहं वदामि